हरिः ओम् आं कदा भवत्याः विवाहः अस्ति डिसेम्बर् मासे अहं फ़्री नास्मि मम अन्यत्र कार्यम् अस्ति यदि भवती इच्छति चेत् अहं मम सहायककार्यकर्तारं प्रेषयितुं शक्नोमि भवती प्रीवेडिङ्ग् शूट् कर्तुम् इच्छति वा बृह नास्ति आम् भवती इच्छति चेत् स्वयमपि लोकेशन् सर्च् कर्तुं शक्नोति आम् आम् अस्तु भवती इच्छति चेत् स्वयमपि स्वीकर्तुं शक्नोति नवेम्बर् मासस्य पञ्चविंशतिदिनाङ्के

आं वयं करोमि भवती अस्य मूल्यम् एकत्र एव दीयते